हरिः ओम्

आम् आम् तद् आम् आम् आम्

भव ह्म् ह्म् हा वदतु हा हा म संस्था आम् भवतु वदतु

भवतु वद हा कति विश् कति दि विश् विस्तारः कति विस्तारः भवेत्

कति कति कति अट्टकं स्यात्

भवतु किन्तु अष्टकं ज ज चतुष्टयस्य कृते एव फ़ौण्डेशन् करणीयं खलु ह्म् ह्म् तत्र तत्र आयः आयव्ययादिकं क् द कथं भवेदिति दि भवतः विचारः कति क क भवतु तत्र उत्तमं उत्तमम् एवं वा तत्र उ उत्तममध्यम अधमः इति प्रकारत्रयं भवति यदि यदि व्ययः अधिकः भवेदपि तस्य तत्र य तत्र बहुवर्षाणि तत्र बहुवर्षाणि तत्र स्थातुं शक्नोति तत्र क्वालिटि क्वालिटि कन्स्ट्रक्षन् चेत् अन्यत् विचारः यदि ह्म् ह्म् ह्म् ह्म् ह्म् तत्र कति कति बात्रूं बात्रूं कति तत्र वा ह्म् ह्म् एवं वा तत्र एवं वा तदन्तरम् अध्यापकः अध्यापकानां कृते अपि प्रकोष्ठः अस्ति

एवं वा तद् एवं वाचनालयः इत्यादि तद् अन्याः प्रकोष्ठः अपि आवश्यकः तदनन्तरं बव् भवती कम् विज्ञानविज्ञानप्रकोष्ठः स्यात् तद् आम्

एवं वा ह्म् ह्म् अत्र ह्म् आमाम् तत्र ह्म् आम् आम् आम् आम् तत्र आफ़ीस् आ आफ़ीस् प्रकोष्ठादयः तत्र ग्रौण्ड् फ़्लोर् आरात् एवं ह्म् तत्सर्वं ग्रौ ग्रौण्ड् फ़्लोर् तत्र भूमिस्तरे एव स्यात् भूमिस्तरे एव स्युः तादृशं प्र त प्रकोष्ठः भूमिस्तरे एव तदन्तरम् उपरि उपरि भवितुम् अर्हति अन्याः प्रकोष्ठाः

तत्सर्वं तत्सर्वं तत्सर्वं बु भूमिस्तरे एव स्यात् स्युः यतो हि तत्र बा क्रीडाः प्रकोष्ठाः सर्वे बालाः तत्र भूमिमध्ये एव क्रीडन्ति खलु क्रीडाङ्गणन्तु तत्र अधः एव भवति अतः तत्र तत्सर्वं म प्रकोष्ठे ह्म्

अहं हा ह्म् तदनन्तरं तत् स सममार्गं सर्वमार्गं स्युः मार्गाः स्युः शालां परितः मार्गाः स्युः यतोहि यानादिकम् आगन्तुं गन्तुं शक्नुवन्ति ह्म् ह्म् आमां तत्र अध्यापकानां कृते अन्यत् ह्म् अध्यापकानां कृते छात्राणां कृते अन्यत् तदनन्तरं कार् इत्यादिकस्थानार्थम् आवश्यकं भवति अन्ये ह्म् य

बा कम् आम् आम् आम् आम् म्म एवं वा ह्म् आम् आम्

मम एवं के एतत् एतत् सर्वं केवलं दूरवाण्या एव न भवितुं न न न अर्हन्ति अतः भवान् साक्षात् एव आगत्य विचारविनिमयं करोतु ह्म् ह्म् ह्म् आम् आम् भवतु ह्म् पुनः पुनः मिलामः धन्यवादः